मम इष्टतमं साहित्यकपात्रम् अस्ति पूलदेश्पाण्डे महोदयः महोदयः सर्वदा विनोदलेखनमेव करोति तस्य विनोदः मह्यम् अतीव रोचते तस्य विनोदः लेखनशैली या अस्ति सा च सा शैली मह्यम् अतीव रोचते तेन शैल्या अहं बहु किमपि पठितवती नाम जीवने आनन्दः यदि आनीतव्यः तर्हि हा तस्य पुस्तकम् अहं पठामि तस्य एका घटना अहं पठितवती अस्मि दशमकक्षायाः मराठीभाषायाः पुस्तके तस्य एका घटना अस्ति तस्य सम्मानार्थं तेभ्यः अनेकाः जनाः राङ्कवं ददति स्म तत् अतः अधिकाः राङ्कवाः तेषां गृहे सन्ति तर्हि सः चिन्तितवान् यत् एकः महोदयः तस्य गृहं गृहे आगतः तर्हि सः तस्य कृते तत् राङ्कवं दत्तवान्